नवजातानां शिशूनां पालनं पुष्पवत् करणीयं भवति यतो हि ते तु किमपि वक्तुं न शक्नुवन्ति भावान् प्रकटयितुं न शक्नुवन्ति अतः अस्माभिः बहु सूक्ष्मरीत्या नवजातानां शिशूनां पालनं करणीयं भवति जन्मस्य प्रथमे वर्षे गृहे एव यद् क्रियते तदेव दातव्यं भवति चतुर्मासपर्यन्तं मातुः क्षीरमेव दातव्यं तदनन्तरं तण्डुलचूर्णं गोधूमचुर्णं रागिचूर्णम् दालुचूर्णम् एतादृशानां चूर्णानाम् आहारः एव गृहे एव दुग्धं योजयित्वा किञ्चित् लवणम् अनन्तरं गुढं योजयित्वा क्वथयित्त्वा बालेभ्यः दातव्यं भवति